अहं गुल्लसत्यनारायणः इदानीं भारतीयदर्शनेषु आधुनिककाले सर्वत्र अपि योगदर्शनं बहुत्र चलत् अस्ति किमर्थं चेत् इदानीं जनाः सर्वे अपि अधिककार्यं न कुर्वन्ति तेन कारणेन एवं म सर्वे अपि योगम् इच्छन्ति किन्तु योगं कर्तुं ते समयं न दास्यन्ति किमर्थं चेत् प्रा प्रातःकालतः सायङ्कालपर्यन्तं ते उद्योगे वा छात्राः चेत् विद्यालयेषु वा महिलाः चेत् गृहे वा भवन्ति किन्तु ते योगं करोति चेदेव उत्तमं योगं करणीयं चेत् तैः तेषां समयं स्वीकृत्य प्रातःकाले वा सायङ्काले वा गृहिण्यः चेत् मध्याह्नसमये वा तैः सह कारयति चेत् अस्माकम् आरोग्यं समीचीनं भवति एवम् उत्तमं भवति इति अहं चिन्तयामि